मम प्रदेशे दाल बाटी चूरमा कचोरी कडी केरसाङ्ग्री बेसन् गट्टा इत्यादि पच्यमानानि पारम्परिकखाद्यानि सन्ति राजस्थानराज्यस्य उत्तरपश्चिमक्षेत्रे यथा मार्वाडक्षेत्रे एतानि खाद्यानि प्रसिद्धानि तत्र च चूर्मा निर्मातुम् एवं प्रक्रिया वर्तते तत्र प्रातिस्विक् रूपेण एका स्थूला रोटिका निर्मीयते तदनन्तरं तां रोटिकां चूर्णीकृत्य कटाहे संस्थाप्यते तदनन्तरं तस्मिन् कटाहे घृतं शर्करां च संस्थाप्य सम्मेल्य च किञ्चित् तापयित्वा चूरमा निर्मीयते